पुस्तकानि अतिरिच्य मासे मासेषु तावत् बह बहवः पत्रिकाः वर्तन्ते यासां पत्रिकानां अध्ययनं अस्माभिः क्रियते तत्र अस्माकं परिसरस्य जयन्तीपत्रिका विद्यते तस्याः पत्रिकायाः अध्ययनं वयं कुर्मः अथ च अन्येषु महाविद्यालयेषु विश्वविद्यालयेषु नैकाः पत्रपत्रिकाः विद्यन्ते समाचारपत्राणि विद्यन्ते येषाम् अध्ययनं अपि वयं कुर्मः तत् शोधप्रभा राजस्थानपत्रिकाः दैनिकभास्करं इति पत्रपत्रिकाः विद्यन्ते येषां अध्ययनं अहं करोमि अथ च यूटूब् मध्ये अपि ज्ञानप् प्रदायक वीडियो इत्यादिकम् यद् भवति तदपि वयं शृणुमः तदपि वयं पश्यामः अस्तु